नमो नमः हरिः ओं

किरा किराना स्टो किराना स्टोर् वा आं तर्हि एज्युकेषनल् वस्तूनि आवश्यकानि आवश्यकमस्ति अस्ति वा भवतः आपणे तर्हि तस्य प्रैस् किं किं

अन्यथा पेन् अन्या लेखनीति लेखनी इति प्रोजेक्ट् फ़ै प्रोजेक्ट् फ़ैल् इति वर्तते वा तर्हि किञ्चत् नाम पुस्तकस्य किञ्चित् प्रैस् न्यूनं भवति न्यूनं भवति वा किमर्थं किमर्थं किञ्चित् न्यूनं कर्तुं शक्यते वा बहु बहु अधिकं जातं जातमस्ति तत् किमर्थं नाम किं किमपि कष्टं वर्तते वा तत्र ओ अन्येषां सकाशात् स्वीकृतं वा तर्हि तत्र किं तत्र होल्सेल् प्र प्रेस् कियत् कथं कियत् भवति

न न मया तु द्वे आवश्यके स्तः तरि किञ्चिन् न्यूनं कर्तुं शक्यते वा इति द्वे द्वे आवश्यकं द्वे पुस्तके द्वे पुस्तके न न न न तथा न किञ्चिद् अधिकं कर्तुं चेत् तरदहि ममापि किञ्चित् सम्यक् भवति खलु अहं तु भवतः सकाशे एव सर्वं स्वीकरोमि तर्हि किमर्थं न करोति भवान् हा सर्वाणि वस्तूनि भवतः समीपे एव स्वीकरोमि तद् अस्ति खलु तत् एतत् तत्तु मया उक्तं खलु हौसेडर् कति अस्ति कथमस्तीति वक्तुम् आं वा तर्हि किं किञ्चिद् कर्तुं शक्यते खलु आमाम् अस्तु तर्हि किञ्चिद् किं न्यूनं करोतु अहमपि क्रयणं कर्तुं शक्नोमि आमामाम् आं तर्हि कदा आगच्छामि आपणे भवान् भवानस्ति वा तत्र आमामाम् आगच्छामि किञ्चिद् आमामामाम्

धन्यवादः